सद्यः एकं वाशीङ्ग् मशीन् स्वीकृतम् आसीत् बहु सम्यक् अस्तीति श्रुत्वा स्वीकृतवती परन्तु तत् कीदृशः श शब्दं करोति इत्युक्ते अहं कुत्रचित् धावामि इति भाति तत्र समय समयः अपि न दृश्यते सेट् कुर्मः किमपि चेत् अस्तु एकं सेट् कुर्मः चेत् एकघण्टा स्वीकरोति कदाचित् सार्ध एकघण्टा स्वीकरोति कदाचित् विंशतिनिमेषे एव समापयति किं करोति वा अहं तु न जानामि